हरिः ओम् भवती अद्य एकः विशेषः दिवसः भवति अद्य मम जन्मदिनम् आम् धन्यवादः भगिनी अद्य आम् आगोषं भवति अद्य आम् अद्य मम किञ्चित् मित्राणि वयं गृहे आगच्छ आम् विंशति दिने जनाः आगच्छन् रात्रौ सप्तवादने सर्वे मम गृहे आगच्छन्ति आ भोजनमावश्यकं किञ्चित् अधिकं भोजनम् आवश्यकम् आम् आ आं तदपि आवश्यकम् आ ओ धन्यवादः आम् धन्यवादः अद्य किञ्चित् ओ रात्रौ चित्रान्नमावश्यकम् अन्नमावश्यकं पायसमावश्यकम् पयोहिममावश्यकम् किञ्चिदपि अनेकं मधुरं मधुराणि आवश्यकानि पर्पटकमावश्यकम् आम् हा हा अनन्तरम् अत्र हा आं पेडा अपि आवश्यकम् आम् आम् अनन्तरं डैरि मिल्क् इति नाम्नः चाकलेहः अपि आवश्यकं तत्र चाकलेहः विं पञ्चविंशतिः इति सङ्ख्यायां भवति स्वीकरोतु हा आम् आम् पायोहिमम्

पयोहिमम् अपि भवति आपणात् स्वीकरोति आम् भवती वयं कृते मम पदे पद्याः समीपे भवती कणम् आवश्यकं कर्तुम्

आम् अहं शि आम् अहं शि आफ़िस्मध्ये शीघ्रमागच्छामि आगच्छामि अद्य अहम् हा भवति हा अहं गृहे स्थिता भवत्यां सहाय्यं कर्तुम् हा आम् आम् आं भवतु आम् धन्यवादः भवती हा धन्यवादः अहं बहु बहु सन्तुष्टा भवामि